पुरा मया कागदेषु लेखान् लिखितवान् तथा पद्यानि अपि विरचितवान् इदानीं तु एवं न कुर्मः टैपिङ्ग् करोमि यतः इदानीम् सङ्गणकयन्त्रेषु उट्टङ्कनम् वयम् अहं करोमि

तद् कथम् इत्युक्ते यदि उट्टङ्कनेन वयं लिखामः चेद् तस्य यदि कुत्रापि उट्टङ्कने दोषः जातः अक्षरव्यत्यासः अभवत् वा चेत् तस्य परिवर्तनमपि कर्तुं तस्मिन् क्षणे एव वयं कुर्मः रैसर् किमपि न आवश्यकम् मार्जनं मार् मार्जनाय किमपि न आवश्यकम् तद् तत् तस्मिन् क्षणे एव तस्य दोषस्य परिवर्तनं कर्तुं वयं शक्नुमः एवञ्च टैपिङ्ग् कृत्वा उट्टङ्कनं कृत्वा तस्य प्रेषणमपि सङ्गणकयन्त्रद्वारा मेल् कर्तुं वयं कर्तुं शक्नुमः तस्य एवम् एकेन सुखकरेण सुखकरेण तद् कर्तुं वयं शक्नुमः एवं लेखनं सुखकरमभवत् टैपिङ्ग्द्वारा अथवा उट्टङ्कनद्वारा इदानीं लेखनं सुखकरं जातम्